हरि ओम् यदा युवानां छात्राणां विषयं चिन्तयामः तेषां कृते सर्वदा विनोदं अथवा मनोरञ्जनम् आवश्यकम् इति ते चिन्तयन्ति तदर्थं बहुविधकार्याणि ते कुर्वन्ति यदा विज्ञानम् अनन्तरं तन्त्रज्ञानम् इति चिन्तयामः तत्रापि अत्र विविध अवकाशाः वयं द्रष्टुं शक्नुमः विज्ञानं यदा चिन्तयामः तत्र विविधरीत्या प्रश्नाः उत्तराणि भवन्ति एव तत्रापि एकस्य अनन्तरं अने अन्यतमस्य सम्बन्धं यदा चिन्तयामः तत्र इतोपि रोचकतां वयं द्रष्टुं शक्नुमः तथैव यदा युवच्छात्राः विनोदरीत्या बहुविधकार्याणि कुर्वन्ति परन्तु अन्ते ते किञ्चित् अन्यद्रीत्या ज्ञानमपि प्राप्नुवन्ति एतद्रीत्या अन्यानि कार्याणि कृत्वा विविधविनोद परिस्थितिं सम्प्राप्य इतोपि नूतनज्ञानमपि प्राप्तुम् अवकाशः अस्ति अतः विज्ञानतन्त्रज्ञानविषये अद् अध्ययनम् आवश्यकम् एतद्रीत्या यदा वयं चिन्तयामः अन्तर्जालम् इति तत्रापि युवाः युवछात्राणां प्रति एतत् विज्ञानं अनन्तरं तन्त्रज्ञानविषये अध्ययनं कृत्वा इतोपि विनोद पूर्वक अनेककार्याणि कर्तुं शक्यते इति उक्त्वा विरमामि धन्यवादः